भारते अनेकानि पर्यटनस्थानानि सन्ति ते तु जनानां कृते अत्यन्तं रोचयत्येव काशी ताज्महल् सुवर्णक्षेत्रं केदार्नाथः बद्रीनाथः इत्यादि बहूनि आगर्षकपर्यटनस्थानानि भारते तु अस्ति एव एतेषां निर्माणरीतिः तथा प्राकृतिकसंस्कृति एतेषां आकर्षणे मुख्यकारणतया भासते भारतीयसंस्कृति अनुसारेण बहूनि पर्यटनस्थानानि सन्ति तत्र वैशिष्ट्यरूपेण अवभासमाना पुण्यभूमिः अस्ति हृषिकेशः तथा हरिद्वारः अत्र प्रतिदिनं चाल्यमान गङ्गाहारतिः सर्वेषां कृते आकर्षणीभूतमेव एतादृशरूपे अनेकानि पुण्यस्थानानि भारते अस्ति इत्यतः भारते विद्यमानपर्यटनस्थानानि अतीववैशिष्ट्यरूपेण अस्ति इति मम अभिप्रायः